नमस्कारः मम नाम रेवतिः श्वः अहं दूरवाणीं कृत्वा एकः कार्यानम् आवश्यकम् इति उक्तवती भवान् अपि तद् अङ्गीकृतवान् भवान् उक्तवान् इति गन्तुम् आगन्तुं सर्वं मिलित्वा शतं रूप्यकाणि भवति इति इदानीम् कार्यानस्य चालकः विंशत्यधिकं शतं रूप्यकाणि आवश्यकम् इति उक्तम् अस्ति विंशतिः रूप्यकाणि अधिकं किमर्थं महोदय अहं न ददामि भवान् उक्तवान् शतं रूप्यकाणि भवति इति अहं शतं रूप्यकाणि एव ददामि विंशत्यधिकं न ददामि भवान् चालकान् दूरवाणीं कृत्वा वदतु कृपया